नमस्ते पूर्वे यथा मध्यमाः सन्ति स्म तदा इदानीं नैव सन्ति ये लुटियन्स् मिडिया सर्वैः माध्यमेभ्यः कन्ट्रोल् कृतवन्तः सन्ति तादृशः कार्यम् इदानीं नैव शक्यते मोदिवर्यः भारतीय जनतापार्टी च देशसेवां मनोभावं मनसि निधाय कार्यं कुर्वन्तः सन्ति माध्यमक्षेत्रे अधुना अधिकाः सज्जनाः सन्ति इति अस्माभिः पुण्यसुकृतमेव पूर्वे माध्यमक्षेत्रजनाः निस्संकोचेन अनृतं उक्तवन्तस्सन्ति परन्तु इदानींतनकाले अन्तर्जालस्य कारणेन असत्यं बहुकालं वा चिरकालं वा नैव तिष्ठति केचन प्रसिद्धमाध्यमाः सन्ति रिपब्लिक् टिवि सि एन् एन् ऐय् बि एन् फेस्बुक् ट्विटर् इन्स्टाग्राम् एतैः